मम गृहे मिक्सी ग्रेण्डर् इण्डक्शन् स्टव् मैक्रोवेव् सन्ति यदि एतानि न सन्ति अहं मिश्रणं कर्तुम् उलूखलायाः उपयोगं करोमि उलुखलया मिश्रणं कर्तुं किञ्चित् अधिकं समयं तथा दैहिकश्रमम् आवश्यकम् अहं तु आधुनिककालस्य बालिका अस्मि अतः मया तु आधुनिक आधुनिकानि सर्वाणि विद्युत् उपकरणानि दृष्टानि सन्ति यदि इमानि उपकरणानि न आसन् तदा कथं क्रियते स्म इति ज्ञातुम् अशक्ता दृष्टुम् अपि अशक्ता परन्तु कथं क्रियते स्म इति ज्येष्ठानां सकाशात् श्रुतम् अस्ति ते तु उलूखलाम् उपयोगं कुर्वन्ति स्म इति अधुना अपि विद्युतः अभावे मया अपि उपयुज्यते तस्य अनुभव तावद् विशिष्ट एव यतोहि आशरीरं प्रति व्यायामं भूयते इति